अहं तु एकादशशताब्दीया अस्मि इत्यतः बहुपूर्वतनकालीनमनोरञ्चकशैलीं न जानामि सम्प्रति तु आधिक्येन अस्माकं मनोरञ्जनहेतुः वर्तते सामाजिकमाध्यमानि जङ्गमवाणी तथा सखिभिः सह सम्भाषणं क्रीडा च यदहं मम ज्येष्ठानां मुखात् आचार्याणां मातामही मातामहः एतेषां सकाशात् श्रुतवती तत् मनसि निधाय किञ्चित् कथयामि मम मातामही कथयति स्म यत् तस्याः काले सर्वाणि अपि कार्याणि मनः रञ्जयन्ति स्म अर्थात् मनसः कृते आनन्दं जनयन्ति स्म इति यथा ते यदा क्षेत्रेषु कार्यं कुर्वन्ति स्म तदा गानपूर्वकं सर्वे मिलित्वा कर्षणं वपनं फलप्राप्तेः पश्चात् तेषां निष्कासनं च कुर्वन्ति स्म भोजननिर्माणकाले भोजनपदार्थानां स्वच्छीकरणकाले अपि तत् सम्बद्धानि गानानि गायन्तः कार्यं कुर्वन्ति स्म यदा उत्सवाः भवन्ति तदा नानाविधाः क्रीडाः आयोजयन्ति स्म एवं तस्याः बाल्यकाले आदिनं ते ताः वा अत्यन्तं सन्तोषेण सर्वविधानि कार्याणि कुर्वन्तः आनन्देन जीवनं यापयन्ति स्म इति तदानीं तु तेषां जीवनलक्ष्यं जीवनविधानं च एकमेव अर्थात् सन्तोषः आनन्दः वा भवति स्म उदरपोषणाय केवलं किञ्चित् उद्योगं कृत्वा अन्येषु सन्दर्भेषु क्रीडापूजाधार्मिक आचरणेषु कालं यापयन्ति स्म काले गते यदा नागरीकता इति वा आधुनिकता इति वा प्रवृद्धा तदा जनानां जिज्ञासा अपि अधिका जाता

यदा आकाशवाणी आगता तदा गानानां गायनापेक्षया श्रवणे अधिकं महत्त्वम् उत्पन्नम् यदा दूरदर्शनम् आगतं तदा नाटककरणापेक्षया अन्यत्र क्रियमाणानां नाटकानां विषये आसक्तिः उत्पन्ना एवं यदा अन्तर्जालः आगतः तदा जनानां जिज्ञासा अर्थात् अन्येषां देशानां विषयः तत्तत्स्थानविषयकः तत् क्रीडाविषयकः तत् खाद्यविषयकः अधिका जाता तदा अस्माकम् अर्थात् स्वस्य स्वं संस्कृतिविषयकं ज्ञानं न्यूनं जातम् अन्यविषयासक्तं मनः अभूत् परस्परं मेलनं न्यूनं जातम् जीवनस्य लक्ष्यं यदा अर्थार्जनम् इत्येव अभूत् तदा उत्सवाः कृषिकार्याणि शारीरिकश्रमं परस्परं मिलित्वा क्रीडाकरणं सर्वं न्यूनं जातम् ग्रामीयसंस्कृतेः स्थाने अपार्ट्मेण्ट् संस्कृतिः आगता बृहन् कुटुम्बः लघुकुटुम्बः जातः मनोरञ्जननिमित्तम् अपि अनेन सह एव परिवर्तनं जातं यत्र पञ्चदशजनाः मिलित्वा बहिः शारीरिकक्रीडाः क्रीडन्ति स्म तत्स्थाने इदानीम् एकः एव उपविश्य जङ्गमवाण्यां क्रीडित्वा मनोरञ्जनम् आप्नोति स्म यत्र बहवः मिलित्वा हास्यं कृत्वा परस्परं हसन्ति स्म तत् तत्स्थाने एकः एव जङ्गमवाण्यां हास्यचित्राणि हास्यसन्दर्भाणि हास्यप्रसङ्गाणि वा दृष्ट्वा हसति इति एतत् सर्वं श्रुत्वा मम भासते यत् पूर्वतनकाले अर्थात् यस्मिन् काले आधुनिक उपकरणानि न आसन् तस्मिन् काले अत्यन्तं सन्तोषेण जीवितवन्तः प्रतिदिनम् उत्सवेषु मनोरञ्जनं भवति स्म इदानीं तु यत्र जनाः एव बहुविरलतया एकत्र आयान्ति तत्र मनोरञ्जनहेतवः अपि तावत् साधुमनोरञ्जकं न भवति तत्र परिवर्तनम् अपेक्षितम् इति मम भाति